मम अध्यनविषये अहं किञ्चित् वक्तुं इच्छामि अहं पूर्वं कन्नडभाषायां एम् ए पदवी स्वीकृतवती इदानीं संस्कृतं किञ्चित् अधीत्य संस्कृते एम् ए अपि कृतवती अस्मि के एस् ओ यु मध्ये तदनन्तरं एम् ए यदा समाप्यते तदा अहं श्रीनिवासविश्वविद्यानिलये पि एच् डि कृते विशयम् स्वीकृत्य इदानिं मम अध्ययनं प्रचलत् अस्ति